मम क्षेत्रस्य एम्पी महोदयः एकः स्वामी अस्ति स्वामी सुमेधानन्दः इति एषः स्वामी एकम् आश्रमं सञ्चालयति अहं मम ग्रामे मार्गम् एकं निर्मातुं तस्य सविधे गतवान् एषः अहं यत् निर्मामि तत् समीचीनमेव निर्मामि इति प्रतिश्रुतिं दत्तवान् एषः अत्यन्तम् उत्तमः जनः अस्ति स्वामी भूत्वापि एषः राजकीयं कार्यं कर्तुं क्षमः अस्ति अतः मम सांसदस्तु अत्युत्तमः वर्तते